भारते नर्तकाः बालिवुड् नृत्यप्रभाविताः अतीव वर्तन्ते सर्वत्र नृत्येषु बालिवुड् प्रभावः अतीव दृश्यते वस्त्रविन्यासस्य विषये तु ततः एव अतीव प्रभाविताः भवन्ति इति मन्ये यथा लुङ्गी डान्स् इत्यादीनि गीतानि नृत्यानि च इदानीमपि क्षेत्रे सर्वत्र अतीव प्रसिद्धानि दृश्यन्ते